हरिः ओम् आम् आगच्छन्तु किम् अपेक्ष्यते हा हा स्वीकुर्वन्तु हा कति किलोपरिमितम् अपेक्ष्यते हा अस्तु हा त्रिंशत् रूप्यकाणि आम् एतावदेव अधुना तु सर्वत्रापि मौल्यम् अधिकमस्ति एवं न्यूनं दातुं न शक्यते इदं बहु सम्यगपि अस्ति स्वीकुर्वन्तु अस्तु न्यूनमपेक्षितं चेत् अन्यद् दर्शयामि एवं नास्ति सर्वत्रापि समानमेव अग्रे एकमापणमस्ति तत्रापि पृष्ट्वा आगच्छन्तु समीप् समानमेव अस्ति ओ हा कुत्र पृष्टवन्तः हा अधुना तु सर्वस्यापि वर्धते वासरे वासरे सर्वस्यापि मौल्यं वर्धते एकस्य न्यूनं भवति एकस्य अधिकं भवति अस्माभिः किमपि कर्तुं न शक्यते खलु अस्तु अस्तु अहं किञ्चित् पञ्चरूप्यकाणि न्यूनं कर्तुं शक्नोमि तावदेव मह्यमपि लाभः अपेक्ष्यते खलु एवं न शक्यते एवं न शक्यते किञ्चित् पञ्चरूप्यकाणि अहं न्यूनं कर्तुं शक्नोमि तावदेव एय् क्वालिटि सम्यगस्तीति भवता एव उक्तं खलु ओ हो अस्तु अस्तु तदेव अधुनापि अस्ति स्वीकुर्वन्तु हा स्वीकुर्वन्तु पश्यन्तु एवं वा अस्तु अन्यद् दर्शयामि वा हा इदं पश्यन्तु इदं किञ्चित् सम्यक् अस्ति हा इदमपि तदपि समानमस्ति मौल्यं मौल्यं समानमेव अस्ति आम् आम् इदमस्ति खलु तत् किञ्चित् न्यूनमस्ति इदम् इदं द्वयमपि समानमस्ति अस्तु अहं पञ्चरूप्यकं पञ्चरूप्यकाणि अहं न्यूनं करोमि अस्तु वा हा हा अस्तु अस्तु अहं करोमि निश्चयेन हा आमां स्वीकुर्वन्तु अग्रे अपि अस्माकम् आपणमेव आगच्छन्ति चेत् अहं करोमि नास्ति चेत् न करोमि हा हा हा धन्